मम मतानुसारेण संस्कृतभाषायाः शिक्षणं बालानां कृते अत्यन्दं अपेक्षितमेव संस्कृतभाषा तु सर्वासु भाषासु अत्यन्तं वैशिष्ट्यरूपेण विद्यमाना भाषा अस्ति इयं भाषा भारतीयसंस्कृते तु अति प्रा प्रादा प्रादान्यमस्ति अतः भारतीयसंस्कृतेः ज्ञानार्थं तथा संस्कारस्य व्युत्पत्तिसम्पादनार्थम् अस्याः भाषायाः ज्ञानम् अपेक्षितमेव अथवा सम्पादनीयमेव सर्वासु भाषासु उत्पत्तिकारणं तु एषा भाषा एव अदः बालानां कृते संस्कृतभाषायाः शिक्षणं तु महतीवैशिष्ट्यं रूपेण अस्ति अतः अनया भाषायाः शैक्षिकरूपेण बालानां तु सांस्कारिकता व्युत्पत्ति तु वर्तते एव अस्याः भाषायाः शिक्षणं बालानां कृते अवश्यकम् अवश्यं दातव्यम् इति मम मतः